पारम्परिकशिक्षणमधीत्य छात्राः सामान्यं तु शिक्षणं शिक्षणस्य कार्यम् एव कुर्वन्ति ते अध्यापकाः एव भवन्ति पुनः अपि तं त्यक्त्वा अपि ते यत् सर्वकारस्य यू पि एस् सी एक्साम् भवति तत्रपि ते गच्छन्ति यदा ऐ ए एस् ऐ पी एस् तत्रापि ते ताः परीक्षाः अपि ताः ददति एव पुनः ते यत् संस्काराः भवन्ति अस्माकं संस्कृतौ तत्र पण्डितः यत् कार्यं कारयति ब्राह्मणः तानि कार्याणि अपि छात्राः सामान्यतया कुर्वन्त्येव उद्योगानाम् अवकाशः पर्याप्तरूपेण अस्ति पुनः अपि छात्राः यदा न भवति यदा सामान्यतया शिक्षकाः एव भवन्ति तद् न भवति तदा ते अन्यत् केचित् उद्योगाः सन्ति तत्र ते गच्छन्ति यथा पारम्परिकशिक्षणे ते न गच्छन्ति तदा सामान्ये विद्यालयाः सन्ति यत्र आङ्ग्लभाषायाः शिक्षणं भवति पुनः हिन्दीशिक्षणं भवति समाजविज्ञानस्य शिक्षणं भवति एतादृशाः ये विषयाः सन्ति तेषां विषयाणां शिक्षणकार्यमपि ते कुर्वन्ति